एकस्याः घटनायाः कारणतः गतवर्षे अहम् उत्तमाम् अनुभूतिं प्राप्तवान् गतवर्षे अस्माकं विद्यालये कालिदास महाकविकालिदासस्य जन्मदिनमुपलक्ष्य कालिदाससमारोहः समाचरितः कालिदासस्य तस्मिन् दिवसे प्रातः कालिदासविग्रहस्य कृते सम्यक् यथा विधिपूजाम् अनुष्ठाय अनन्तरं तत्र तस्य विग्रहस्य पुरतः एव छात्रैः सर्वैः सह अध्यापकाः अपि कालिदासस्य कृतिषु यानि मङ्गलश्लोकाः ये मङ्गलश्लोकाः सन्ति तेषां वाचनं तथा च रघुवंशस्य अत्यन्तमहत्वोपेतस्य महाकाव्यस्य रघुवंशस्य प्रथमसर्गस्य सामूहिकं पारायणं यत् कृतं तत् अतीवमधुरानुभूतये अभवत् अनन्तरं तद् सर्वेषां वाचनार्थं सज्जताम् अहमेव कृतवान् इति अहम् आत्मानं धन्यं मन्ये